अस्माकं तमिळ्नाडुप्रदेशे प्रधानकृषिः तण्डुलस्य उत्पादनं भवति तत्र पञ्चाशदधिकाः जनाः कृषकः एव सन्ति ते सर्वे ग्रामे वा लघुनगरे वा वसन्ति तण्डुलेन ओदनं प्राप्यते अत्र जनाः अधिकं तण् ओदनम् अन्नमेव खादन्ति यदा तण्डुलस्य उत्पत्तिः भवति तदा पोङ्गल् इति एकः पर्वः भवति तण्डुलेन तण्डुलेन इतोऽपि व्यञ्जनानि पक्तुं शक्नुमः इड्लि डोसा पोङ्गल् इति सर्वं भवति ओदनेन तण्डुलेन एव भवति